बालकाः अबोधाः भवन्ति ज्ञानं तु न्यूनमेव भवति अतः शिक्षणावसरे सावधानं विधेयं यत् ज्ञानस्य दुरुपयोगः न भवेत् अन्यथा तन्त्रस्य हानिः भवति बौद्धिकसम्पादनानां हानिः अपि भवति एवञ्च शारीरिकहानिः भवति एतदर्थे आवश्यकं वर्तते सौहार्दभावेन बालकस्य मनसि तस्य हानिविषये ज्ञानं प्रेषणम्